न्यायः तु महान् विचारः एव यतः यदि आज्यात्वा अन्यत् किञ्चत् सम्भाष्यते तर्हि अनर्थमेव भवति इति कृत्वा यदि तस्य विषये सम्यक् जानामि तर्हि तावदेव तद्विषये व्यवहर्तुम् इच्छामि अस्तु यद्यपि तद्विषये न जानामि तथापि तत् सम्यक् इति यदि भाति तर्हि तद्विषये वक्तुमिच्छामि एवं च यदि भू भूमि सम्बद्धविषये उत वेतनं उत ऋणादीनाम् विषये यदि चर्चा कर्तव्या वर्तते तर्हि तद्विषये ये ज्ञानिनः सन्ति तद्विषये सम्यक्ज्ञातं ज्ञानं प्राप्नवन्तस्सन्ति तेषाम् निकटम् गच्छामि अन्यथा तु महान् क्लेशः जायेत यतः ये ज्ञानिनः ते सम्यक् तस्य उत्तरं दातुं शक्नुवन्ति ये तु सम्यक् न जानन्ति ते स्वमतरीत्या एव दातुं उत्तरं यच्छन्ति इति कृत्वा यत् सम्यक् ये सम्यक् ज्ञातवन्तः तेषां निकटमेव गच्छामि